मयि सर्वेषु दर्शनेषु अपि आसक्तिः अस्ति तस्य अध्ययने अपि आसक्तिः अस्ति सामान्यतः वेदान्तशास्त्रं अस्माभिः अधीतमेव यथाशक्तिः गुरुमुखात् पुनः पूर्वमीमांसा इति विषये आसक्तिः अस्ति किञ्चित् श्रवणमात्रमेव अभवत् न्याये तथा वैशेषिके तस् तयोः आधाररूपेण यः तर्कसङ्ग्रहः अस्ति तस्य अध्ययनं किंचितिव कृतमस्ति सांख्यतत्वम् इति विषयः मयि बहु कुतूहलम् अजनयत् तस्य पठनेन महानानन्दः प्राप्तः तस्य कथम् एतादृशा विचारधारा अस्ति इति अहं दृष्टवान् किन्तु तत्र किंचित् ईश्वरः विषये अधिका चर्चा नास्ति इति दृष्टं तत् पूरकरूपेण योगशास्त्रे ईश्वरस्य विषये दृष्ट्वा अहम् आश्चर्यम् अनुभूत्वा तदपि अहं सामान्यतः शृतवान् ईश्वरविश्वासिनः ये सति से ते सर्वे सामान्याः जनाः योगाभ्यासादिकं ये कुर्वन्ति ते सर्वे विशिष्टाः इति किन्तु योगसूत्रे अपि ईश्वरप्रणिधानाद्वा इति सूत्रं दृष्ट्वा अहम् आश्चर्यचकितः यतः सर्वयोगाभ्यासस्य पुनः ईश्वरप्रणिधानस्य च विकल्पत्वम् अत्र संकल्पितम्

सः अपि योगमार्गेण यः अन्तिमः विशेषः प्राप्यते सः विशेषः अनेनापि प्राप्यते इति अवगन्तुं शक्यते